मम समीपे सर्वकारीयचिकित्सालयाः त्रयः सन्ति मेडिकल् कालेज् अर्थात् शासकीयः महाविद्यालयः द्वितीयः अस्ति मे हास्पिटल् हा तृतीयम् अस्ति डागा हास्पिटल् चिकित्सालयाः उत्तमाः सन्ति परम् एकस्मिन् विषये बहु चिन्ता अस्ति अत्र प्रैवेट् चिकित्सालये ये आधुनिकं साधनानि सन्ति तानि साधानानि सर्वका सर्वकारचिकित्सालये न सन्ति अतः जनाः यदि न इच्छन्ति प्रैवेट् मध्ये गन्तुं न इच्छन्ति तर्हि ते तर्हि ते प्रैवेट् मध्ये एव गच्छन्ति कारणं सर्वकारीयचिकित्सालये आधुनिकं साधनानि न सन्ति एवं तत्र ये चिकित्सकाः सन्ति ते प्रतिदिनं न गच्छन्ति ते स्वस्य चिकित्सालये अक् अधिकाधिकं समयं दत्तवन्तः यदि यदि वयं जा यदि वयं जाना जानीमः कोपि जोषिमहोदयस्य चिकित्सालयः अस्ति तर्हि जोषिमहोदयस्स प्रैवेट् चिकित्सालयः अस्ति सः सर्वकारचिकित्सालये केवलं नाम तत्र स्थापितवन्तः घण्टा ए एकघण्टात्मकम् अथवा घण्टाद्वयं सः तत्र तत्र सर्वकारीयचिकित्सालये गतवन्तः परं स्वस्य प्रैव्हेटा चिकित्सालये ज्योषिमहोदयः अहोरात्रं सः स्वस्य चिकित्सालये एव कार्यं कुर्वन् कुर्वन्ति अतः धनमपि प्राप् प्राप्तवन्तः अतः जनाः बहु चिन्तिताः सन्ति यस्य समीपे धनम् अस्ति ते जनाः प्रैवेट् मध्ये गच्छन्ति परं येषां समीपे धनं नास्ति ते अपि सर्वकारीयचिकित्सालये आधुनिकसाधनानि आधुनिकतन्त्रज्ञानानि तत्र न सन्ति अतः ते अपि प्रैवेट् मध्ये एव गच्छन्ति तर्हि जनाः एवमेव हा वदन्ति यदि कोपि दोषाः सन्ति शरीरे दोषाः सन्ति तर्हि सर्वकारीयचिकित्सालयं न गत्वा प्रैवेट् मध्ये एव ते गच्छन्ति किमर्थं तत् सर्वकारीयचिकित्सालये चिकित्सकाः न सन्ति एवं द्वितीयः अस्ति आधुनिकसाधनानि अपि तत्र न सन्ति एवम् औषधानि अपि ते न द न न दत्तवन्तः अतः जनाः जनानां कृते बह्व्यः समस्याः सन्ति